समाज परिवर्तनं अभिवृद्धिः इति नाम्ना मम प्रदेशे प्रचाल्यमानेषु कार्येषु साधु एते सन्ति प्रथमं वीथीनां सज्जीकरणं द्वितीयं वैद्यकीय सामान्य औषधानां प्रदानं तृतीयं देवालयसंवृद्धिः च असाधु एतत् सम्यक् एतत् वक्तुम् इच्छामि यत् मम क्षेत्रे एकम् अपि सर्वकार्यं वा तद्भिन्नं वा शुश्रूषालयः न वर्तते भवनसंरचना रूप अभिवृद्धौ तत्र इतोऽपि समीचीनं भवेत् इति मम मनसि दृढं चिन्तनं वर्तते तदर्थं यत् किमपि योगदानं प्रादेशिकैः अथवा राज्यसर्वकारेण वा केन्द्रसर्वकारेण वा भवेत् इति मम आशयः अभिप्रायश्च